केन्द्रसर्कारद्वारा औद्योगिकनियमानुसारं अत्र बहवः उद्योगाः विकसिताः सन्ति यथा कर्णाटकस्य कर्गद उद्योगः केवलं कर्नाटकैरेव प्रतिवर्षं त्रि पायिण्ट् सिक्स् लक्षटन् परिमितं पेपर् प्लास्टर् उत्पाद्यते एवमेव लौगो लौह उद्योगः एवमेव कार्पासस्य उद्योगः पुनश्च पौद्योगिक उद्योगः कर्ण कर्णाटकस्य मेञ्चेस्टर् शर्करा उद्योगः इत्यादयः उद्योगाः सन्ति